हा एतद् प्रश्नमें बहु इच्छा अभवत् एतद् दृष्ट्वा मम गुरुकुलस्य स्मरणम् आगतम् अहं कदापि बृहत्तमं शिल्पं न कृतवती अस्तु वा प्रथमप्रश्नस्य प्रश्नस्य उत्तरम् परन्तु वयं गुरुकुले कुर्वन्तः आसन् अहं पञ्चमः षड् सप्तमकक्ष्यातः वर्षं त्रयम् शुभं करोति मैत्रेयीगुरुकुलम् इति अस्ति बेङ्गलूरुग्रामे रामोहल्लि इति ग्रामस्य समीपे तत्र पठितवती तत्र प्रत्येकं सर्वं पर्वणं प्रत्यपि वयं शिल्पं कुर्वन्तः आसन् मृदं स्वीकृत्य मीन्स् साय्ल् स्वीकृत्य वयं कुर्वन्तः आसन् गणपति हब्बा आगतम् इति पर्वणः आगतम् इत्युक्ते गणपतिकरणं शिवरात्रिपर्वणः आगतम् इत्युक्ते शिवस्य मूर्तिं कुर्वन्तः आसन् एवमेव सर्वं पर्वणं प्रत्यपि कुर्वन्तः आसन् परन्तु किम् इत्युक्ते तत्र नियमानि किम् आसन् गुरुकुले इत्युक्ते अष्टमकक्ष्यायां के भवन्ति खलु ते एतत् शिल्पं करणीयम् एकं पर्वणं प्रति अग्रे नवमकक्ष्यायाः भगिन्याः अग्रिमपर्वणं प्रति दशमकक्ष्यायाः कक्षस्य भगिन्याः एवं अहं तत्र सप्तमकक्ष्यापर्यन्तं तावदेव पठितवती तत्प्रति एकदापि न कृतवती इति उक्तवती प्रेरणा इत्युक्ते तद्विचारे गुरुकुलस्य ज्येष्टा भगिन्यः अस्माकं प्रेरणाः आसन् ता ते कथं सम्यक् कुर्वन्ति आसन् इत्युक्ते अस्माकमपि भासते आसीत् वयं ते ते कथं कृतवत्याः खलु तत्किं तेनापि अधिकसमीचीनं वयं करणीयम् इति अस्माकं भगिन्यः एव अस्माकं प्रेरणा तत्र काः समस्याः इत्युक्ते अहं चिन्तितं रीत्या समस्याः किमपि न आगतं आगच्छन् आसन् एकम् एकैकगणे इत्युक्ते वयं सप्तमकक्ष्यायाम् आसन् कु तत्र पञ्चविंशतिः जनाः आसन् अस्तु अलं तावत् जनाः सत्यमेव अलं परन्तु समयस्य अभावः बहु भवति इति चिन्तयामि किञ्चित् समयम् अधिकम् आसीत् चेत् अस्माकं समीपे सम्यक्कर्तुं शक्यते परन्तु सर्वे मिलित्वा कुर्मः खलु तया तेन ब हु सन्तोषं मिलति ह्म् पुनः पुनः वयं करणीयम् इति भासते पुनः किमित्युक्ते सर्वे मिलित्वा कुर्मः खलु सर्वे मिलित्वा कृतवत्यः इत्युक्ते कार्याणि कति शीघ्रं समापयितुं शक्यते शक्यते कति सम्यक् समापयितुं शक्यते इत्यपि ज्ञायते अहं चिन्तितं रीत्या समस्या किमपि उद्भवाः न अभवन् पुनः तदेव प्रेरणा इत्युक्ते ज्येष्ठभगिन्यः